मया ह्यः हरिप्रिया होटेल् द्वारा पुट्टु आर्डर् कृतम् आसीत् तच्च केरलीयं वित् पनीर् टीखा एतेन कृतमासीत् तदेव मां पुनः पेक् कृत्वा भवन्तः प्रेषयितुमर्हन्ति वा